राजस्थानराज्यं विविधतापूर्णं वर्त्तते अत्र पारम्पारिकजनाः सन्ति आधुनिकजनाः सन्ति अस्माकं राजस्थानराज्यस्य विभागः अपि बहुधा वर्तते भाषावैविध्यम् अस्ति वयं वागडक्षेत्रमपि द्रुष्टुं शक्नुमः वयं मेवातमपि द्रुष्टुं शक्नुमः मेवाडमपि द्रुष्टुं शक्नुमः मार्वाडमपि द्रुष्टुं शक्नुमः हौडोतिक्षेत्रमपि द्रुष्टुं शक्नुमः सर्वेषामपि क्षेत्राणां भिन्नभिन्नभाषाप्रकारः वर्तते अत्र वागडक्षेत्रे आदिवासिजनाः निवासं कुर्वन्ति तेषां जीवनशैली तेषां भाषा तेषां रिवाज़् तेषां यद् व्यवहाराः ते सर्वे विभिन्नप्रकारकाः सन्ति पुनश्च अत्र आबुपर्वतसमीपे आरण्यकाः जनाः निवासं कुर्वन्ति तेषां जीवनम् अरण्यमध्ये एव व्यतीतं भवति अस्माकं प्रदेशस्य एतत् वैशिष्ट्यमस्ति यद् अत्र राजस्थानीभाषा वर्तते किन्तु राजस्थानीभाषायामपि बहवः भेदाः सन्ति अतः एका राजस्थानीभाषा अस्ति तथा वक्तुं न शक्यते भाषाव्यत्ययः अत्यधिकः वर्तते